अस्माकं जीवने क्रीडायाः महत्वं बृहत् अस्ति आरोग्यार्थं आरोग्यरक्षणार्थं क्रीडा आवश्यकम् अस्ति क्रीडायां मानसोल्लासनं भवति रोगनिवारणार्थं क्रीडा आवश्यकम् भारतदेशे प्राचीनकाले अपि क्रीडायाः महत्वम् बोधितवन्तः अस्माकं भारतदेशे ग्रामे ग्रामे नगरे नगरे वयं क्रीडायाः महत्वस्य प्रचारं करणीयम् तेषां कृते क्रीडायाः लाभाः वक्तव्यम्